त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य नवमदिनाङ्कः त्रिंशत्यधिकद्विसहस्रतमवर्षस्य अक्टोबर् मासस्य दशमदिनाङ्कः पञ्चचात्वारिंशत्यधिकनवदश शततमवर्षस्य आगश्ट् मासस्य पञ्चदशदिनाङ्कः अष्टषष्ट्यधिकनवदशततमवर्षस्य जुलै मासस्य चतुर्दशदिनाङ्कः त्रिनवत्यधिक नवदशशततमवर्षस्य नवम्बर् मासस्य षोडशदिनाङ्कः